नमोनमः कः अस्ति अस्तु

अहो मिल्क् सेल्लर् उक्तवान् आम् आं मम पार्श्वे एकः प्रकोष्ठः रिक्तः अस्ति भ भवान् इच्छति अस्तु सर्वप्रथमं भवतः परिचयं ददातु एकं वारम् अस्तु अस्तु अस्तु बहुशोभनम् अस्तु एकं वारम् अन्ते आगच्छतु प्रकोष्ठस्य निरीक्षणम् करोतु आम् प्रकोष्ठे द्वि दण्डदीपाः सन्ति तथा च एकं व्यजनम् अस्ति ए सी व्यवस्था अपि अस्ति तथा च वातावरणम् शुद्धम् अस्ति अत्र अष्टसहस्रं भाटकं अहं स्वीकर्तव्यं अत्र जलस्य व्यवस्था बहु उत्तमं अस्ति परं च जलस्य भाटकम् अहम् अन्यत् रूपेण स्वी स्वीकरोमि पञ्चशतम् अहं स्वीकरिष्यामि

न न स्वच्छता अहमेव कारयिष्यामि न न न नास्ति किम् आ ए सी अस्ति न रेण्ट् एग्रीमेण्ट् इत्यस्य आवश्यकता नास्ति परं च भवत् भवान् आधार्कार्ड् इत्यस्य प्रतिपत्रं तथा च विश्वविद्यालस्य परिचयपत्रस्य प्रतिपत्रं स्वी ददातु मम न न विद्युदपि तस्य भाटकमेव आगतवान्

अस्तु यतोहि भवान्

अस्तु यतोहि भवान् छात्रः अस्ति इति कारणात् एहं समर्थ

अस्तु अस्तु स्वागतं अस्ति भवतः